आ हरि ओं नमस्कारः आम् एतद् धन्विकास्री ज्वल्लेरी शाप् अस्ति वदन्तु

न अवश्यमहं सूचयिष्यामि आमवश्यं सूचयिष्यामि अहं नाम तत्र सन्दर्भः कः विवाहः वा नोचेत् उत्सवः वा किमर्थं

हा हा हा एवं वा हा हा हा हा अस्तु अहं हा अस्ति विवाहार्थं तु अस्ति तत्र कुण्डलानि सन्ति तत्र पञ्च ग्रां तः ट्वेन्टि चतुर्विंशतिपर्यन्तं चतुर्वंशति ग्रां पर्यन्तं तत्र सन्ति एवं हारः अस्ति तत्तु एकं ग्राम् एकस्य कृते पञ्चाधिक नाम पञ्चसहस्रमस्ति इदानीं तु तत्र तत्र पुनः मेकिङ्ग् चार्जस् इत्यादिकं सर्वं पृथक्तया स्थापयन्ति केवलं ग्रां वेट् अस्ति अद्य पञ्चसहस्रं आम् आफ़र् अस्ति प्रथमं भवन्तः क्रीणन्तु तदनन्तरं तत्र आफ़रपि मिलति तेन सह तत्र गिफ़्ट् अपि मिलति भवतां कृते गिफ़्ट् तत्र न नाम हाट्बाक्स्स् इत्यादिकं भवति एवं भवतां आम् आ अस्तु महोदय प्रथमं तु भवन्तः कुण्डलानि मेखला हारः वलयं नूपुराणि इत्यादीनि सर्वानि सन्ति पश्यन्तु एकवारं दृष्ट्वा तदनन्तरं गिफ़्ट् विषये चिन्तयन्तु प्रथमं सुवर्णं क्रीणन्तु आमां लघु लघु बालिकानां कृते अपि बालकानां कृते अपि सन्ति अस्माकम् आपणे आम् अस्ति अस्ति अस्ति आमाम् अवश्यम् आगच्छन्तु धन्यवादाः